हरिः ओम् नमस्ते महोदय सर्वं कुशलं वा हा मया किमर्थम् आहूतं चेत् इदानीम् अस्माकम् एकं लक्ष्यम् अस्ति बालानां युवकानां कृते किञ्चित् समयव्यापनं कलाशालरीत्या भवेत् इति अतः ग्रामे ग्रामे युवकाः सन्ति चेत् तेषां सङ्गृह्य एकः कार्यक्रमः भवति भवतः साहाय्यम् आवश्यकं तन्निमित्तम् हा एकसप्ताहं यावत् गण्टध्वयं प्रतिदिनम् उपन्यासं वा अस्माकं कलाचारविषये किञ्चित् उपन्यासं भवति अत्र क्रीडा अपि भवति युवकानाम् अस्माकं लक्ष्यं दूरवाणीं विना युवकानां बालकानां समयव्यापनम् तत् सम् केवलं दूरवाणीं विना इति नास्ति समयः उपयोगाय अपि भवेत् अतः उपन्यासं पूर्वतनकाले अस्माकं ज्येष्ठाः कथं जीवनं कुर्वन्ति हा व्यापितवन्तः जीवनं कृतवन्तः एतान् विषयान् अपि तेषां कृते वदामः क्रीडारूपेण एकः मन्दिरं वा सामाजिकस्थलं वा आवश्यकं महोदय घण्टा द्वयं भवति एकसप्ताहं भवति आम् अने अनेके धन्यवादाः महोदय अनेके धन्यवादाः